अस्माकं प्रदेशे आरोग्यव्यवस्थाः सम्यक् न सन्ति पूर्वम् इदानींतनाः ये भवन्ति मनुष्याः तेभ्यः शीघ्रं शीघ्रं रोगाः आगच्छन्ति

अतः कीदृशाः नाम उदाहरणार्थं क्यान्सर् इत्यादिकम् आधिक्येन दृश्यमानमस्ति इदानीं पूर्वस्मात् कालात् नाम पूर्वकाले ये भवन्ति स्म ते दृढकायाः भवन्ति स्म तेषां तैः यत् क्रियमानमासीत् पाकम् इत्यादिकं सर्वं तत्सर्वं किमपि न भवति स्म तदर्थम् इदानीन्तनकाले बहिः गच्छन्ति किमपि किमपि खादन्ति इत्यतः इति इत्यस्मात् कारणात् एतेभ्यः बहु किमपि भवति तदा तु गृहे यत् पच्यते तदेव खादन्ति स्म तदर्थम् एते दृढाः भवन्ति स्म हा तदर्थम् एते अनन्तरम् एतत् न भवेत् इति चेत् एवं न खादनीयं बहिः गत्वा किञ्चित् आरोग्यं तैरपि द्रष्टव्यमस्ति अस्माकं कोविड् काले मह्यं कोविड् आगतमासीत् तद् अस्मान् एव अन्यस्मिन् अन्यस्मिन् प्रकोष्ठे स्थापितवन्तः आसन् तद्

किञ्चित् दुःखं भवति स्म क्रीडा नास्ति एवं नास्ति इति तदुत्तरम् अन्यत् इण्डोर् गेम्स् यद्भवति तत्सर्वम् अन्ये दत्तवन्तः अनन्तरम् अस्माकं प्रदेशे इतोऽपि आरोग्यं सम्यक् भवेदिति अस्ति चेत् इतोऽपि वैद्यालयाः समीचीनाः वैद्यालयाः अपेक्ष्यन्ते अनन्तरम्